एतदेव विचाराः तु समीचीनमस्ति असत्यमपि नगरेषु ग्रामेषु च शिक्षाक्षेत्रे बहुविधम् परिलक्षतान् दृश्यते नाम विभिन्नता दृश्यते नगरे ये छात्राः अधीयमानाः भवन्ति तेषां कृते किञ्चित् बहु नाम प्राधान्यं प्रदीयते ग्रामीणजनानां कृते बहु प्राधान्यं नैव दीयन्ते यतोऽहि नगरे ये वसन्ति प्रायः अतिप्रायः जनाः सर्वे अपि विविधेषु सर्वकारीय कार्येषु च वा भवतु वाणिज्यं वा भवतु व्यवसायं वा भवतु ते तत्र कुर्वन्ति अतः तेषां तेषाम् अविभावकाः एव भवन्ति ते अपि समीचीन रूपेण शिक्षा इत्यादिकम् जानन्ति नाम ते अपि शैक्षिकाः भवन्ति अतः ते स्वकीय छात्रः बालानां कृते सम्यक् अवधानं दातुं शक्नुवन्ति पाठस्य किमपि तत्र क्लेशः भवति चेत् ते वदन्ति पुनश्च विद्यालये अपि क्लेशाः भवन्ति चेत् ते वदन्ति परन्तु ग्रामे तु ग्रामीणाः ते सर्वे अपि कृषिकार्यार्थं गच्छन्ति प्रातः काले कथं वा जीवनीयं कथं वा जीविका निर्वहणं कर्तव्यम्

एवं तेषां विचारः भवति अतः कोऽपि बालः ग्रामीणाः भवति चेदपि तस्य पाठ्यम् अनुयोगः भवति चेदपि सः स्व परिवारस्य कृते आर्थिक तस्य आर्थिक व्यवस्था तस्य जीवनचर्यायाम् एव सः स्वकीय गुणाः पुनश्च बहु कौशल्यानि यत् तेषु भवति तत् विकसितुं सः नैव पालयति अतः तस्मिन् विषये अस्माभिः अवधानं दातव्यं शिक्षायाः प्राथमिकस्तरे अस्माभिः किञ्चित् अवधानं दत्वा ग्रामं वा भवतु नगरं वा भवतु तत्र अस्माभिः सम्यक् रूपेण ध्यानं दत्वा छात्राणाम् उन्नत्यार्थम् एव कार्याणि कर्तव्यानि भवन्ति तदानीमेव समग्र विश्वस्य भारतस्य किम् अपि नास्ति समग्र विश्वस्येव शिक्षा क्षेत्रेषु परिवर्तनं भविष्यति